हरिः ओं नमस्ते ह अस्तु नमस्ते भगिनी कथमस्ति अहमपि सम्यक् अस्मि कुशलिनी अस्मि प्रश्नाः सन्ति वा पृच्छतु के किमर्थमद्य दूरवाणी कृता आ वस्तुतः अहमपि चिन्तितवती एकवारं दूरवाणीं कृत्वा वा साक्षात् अत्र आगच्छतु इति पृष्ट्वा किञ्चित् वदामि इति तर्हि राहुल् अथर्व इति किल आ इति सः एतत् एतौ एतौ स्तः तर्हि पश्यतु किं भवती च तथा चिन्ता नास्ति पठने तु सम्यक् एव स्तः यमलौ सम्यक् प पठतः सम्यक् कार्यं कुरुतः किन्तु यदा कदापि मध्ये समयः भवति तदा तु एकत्र भूत्वा अन्यान् कदाचित् किञ्चित् कष्टं ददतः अथवा तथा किमपि कार्यं कुरुतः तेन अथवा स्वयमेव किमपि किं किम् एकत्र किं कुरुतः आ कदाचित् तदापि एकं तु किमस्ति स्वयमेव एकत्र कार्यम् एतद् भवति किल अतः अन्यजनः कदाचित् तादृशं चिन्तयन्ति कि अरे सर्वदा राहुल् अथर्व एकत्र एव सः इति कदाचित् किमस्ति एकत्र किमपि कामपि योजनां कारयित्वा तथा अपि अन्यबालकानां कृते किमपि किमपि कार्यं कुर्वन्ति कुर्वन्ति किल आ

ह कर्णे एव सम्भाषणं भवति कदाचित् तेन अन्यजनाः किं चलति किं न चलति इति सर्वदा चिन्तयन्ति

आम् आम् निश्चयेन पूर्वमपि कृतवती अधुना अपि पुनः एकवारं भवत्याः कृते अधुना सूचनां कृतवती किल सो भवती अपि एकवारं वदतु किञ्चित् गृहे अहमपि वदामि अस्याः समस्यायाः निराकरणं कुर्मः कुर्मः चलति किल अस्तु तर्हि अनन्तरं मिलामः धन्यवादाः